संस्कृतं जगतः एकतमा अतिप्राचीना समृद्धा शास्त्रीया च भाषासु वर्तते संस्कृतं भारतस्य जगतो वा भाषासु एकतमा प्राचीनतमा भारती सुरभारती अमरभारती अमरवाणी सुरवाणी गीर्वाणवाणी इत्यादिभिः नामभिः अपि श्रूयते प्रसिद्धा भवति भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः संस्कृताद् एव अधिकाः भारतीयभाषाः उद्भूताः तावदेव भारते यूरोपियभाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृते शाद प्राचुर्यं च प्रदर्शयन्ति व्याकरणेन सुसंस्कृतभाषा जनानां संस्कारप्रदायिनी भवति पाणिनेः अष्टाध्यायी इति नाम्नः महर्षिपाणिनेः विरचितः एकः ग्रन्थः भवति संस्कृतस्य प्रा प्राचीनतमग्रन्थाः वेदाः भवन्ति वेदशास्त्रपुराणम् इतिहासः काव्यनाटकदर्शनादि अनन्तं वाङमयरूपेण विलसन्ति भवन्ति अयं संस्कृतभाषा न केवलं धर्मः अर्थः कामः मोक्षः आत्म चतुर्वेदः पुरुषार्थहेतुभूताः विषये अस्याः साहित्यस्य शोभां वर्धयन्ति अपि तु धार्मिकः नैतिकः आध्यात्मिकलौकिकवैज्ञानिकपारलौकिकविषयैः अपि सुसम्पन्नं भवति इयं देववाणी अस्माकं भारतीयाः इस इयं संस्कृतभाषा इच्छारूपेण पठति एवं तेषां संस्कृतिरपि अत्युन्नतिम् अत्युन्नतिं प्राप्नोति